बाल्ये वयसि तत्र तत्र कलाशालायां गतवान् तत्र संगोष्ठी इत्यादिकं न गतवान् तत्र प्रौढशालापर्यन्तं एवं किञ्चित् चित्रकला कक्षायां कृते गत्वा किञ्चित् किञ्चित् चित्रकलां कर्तुं प्रयत्नं कृतवान् तत्र किम् अध्येतम् अध्येतं किमिति चेत् तत्र कथं पेन्सिल्मध्ये कथं चित्राणि करणीयं पेन्सिल् ड्रायिङ्ग् इत्येव भवति तत्र कथं चित्रं करणीयं तत्र वर्णानां मेलनं कथं करणीयं वर्णानां तत्र संयोजनं वा इत्यादिकं कथं भवेत् इत्यादिविषये किञ्चित् किञ्चित् ज्ञातं परन्तु चित्रं चित्रं द्रष्टुम् अहम् अत्यन्तम् उद्युक्तः अस्मि किञ्चित् किञ्चित् विशेषचित्रं द्रष्टुम् आसक्तः